क्रीडा बहु महत्त्वपूर्णम् अङ्गं वर्तते सर्वेषां जीवने सर्वेषां जीवने ग्रामीणजीवने वा भवतु अथवा श्रीमतां सिटि जीवने वा भवति सर्वत्र क्रीडा बहु महत्वपूर्णं भवति क्रीडायां ग्रामीणक्रीडाः कबड्डि वालिबाल् चिन्निदाण्डु सरेगेरे इत्यादयः ग्रमीणक्रीडाः सन्ति तत्र ग्रामीणक्रीडायां ये भागग्रहणं कुर्वन्ति तेभ्यः ग्रामीण पञ्चायत् पक्षतः तेभ्यः पुरस्कारः अपि लभ्यते वयं क्रीडां क्रीडामः चेत् अस्माकं देहः सदृढः भवति अस्माकं हस्तः पादः इत्यादिकं व्यायामम् अपि सम्यक् रीत्या भवति क्रीडां क्रीडामः चेत् अन्यद् जिं वा भवतु योगासनं वा भवतु अस्माकं कृते किमपि अवश्यकमेव नास्ति अस्माकं क्रीडा एव अस्माकं शरीरस्य प्रधानव्यायामः भवितुं शक्यते पुनः क्रीडायाः संस्थाः बह्व्यः सन्ति क्रीडायां वयं विजेतारः भवामः चेत् अस्मान् एकः संस्था तं स्वीकृत्य अग्रिमघट्टं प्रति सः संस्था एव नयति पुनश्च तेन संस्था संस्थेन अस्माकं कृते धनमपि लभ्यते वयं तस्य संस्थायाः अधः क्रीडामः चेत् अस्माकं कृते पुनश्च संस्थायाः कृते अपि सः नाम श्रेष्टतमं भवति एतादृशं ग्रामीणजीवने क्रीडायाः बहु महत्त्वपूर्णं भवति